भवभूतेः उत्तररामचरितम् इति काव्यम् तत्र करुणारसस्य प्रधानं काव्यं तत्र यदि रामः सीतां सीतां त्यक्तवान् अस्ति तस्मिन् समये कविः करुणारसस्य सुन्दरान् शब्दान् मेलयित्वा तत् काव्यं रतिः तद् वयं पठामः इति तत्भागं वयं पठामः चेत् रामः किमर्थं सीतां त्यक्तवान् इति अश्रुधारा आगच्छेत् आगच्छति